अहं स्वस्य छायाचित्रं सामाजिकमाध्यमेषु प्रकाशयामि तत्र आधिक्येन अहं यूटूब् चानल् मध्ये प्रकाशयामि कुतः इति चेत् को लाभः नाम यदि अहं सम्यक् वीडियो कृत्वा यदि सेण्ड् करोमि बहवः जनाः दृष्ट्वा तद् लैक् कृत्वा तत्र मम चेनल् कृते सब्स्क्रैब् कृत्वा अधिकाः सहस्राधिकजनाः सब्स्क्रै कुर्वन्ति लैक् कुर्वन्ति चेत् मह्यं यूट्यूब् चेनल्तः धनं लभ्यते तेन किं भवति नाम मम गौरवमपि लभ्यते मम प्रसिद्धिरपि भवति मम ज्ञानम् अन्येभ्यः अपि गतं भवति एवं कृत्वा मया बहुषु बहुषु स्थानेषु मम प्रसिद्धिः भूत्वा अहम् बहुधनमर्जयामि अन्ये बहु ज्ञानं प्राप्नुवन्ति च अतः यूटूब् चेनल् अपरं यूटूब् चानल् अपरं चानल् का मम फ़ेस्बुक् मध्ये भवति फ़ेस्बुक् इन्स्टाग्रां मध्ये तत्र अहं किञ्चित् लघु तर्टी सेकेण्ड् नाम त्रिंशत् अर्धनिमिषं यावत् वीडियो कृत्वा रील्स् इति उच्यते तत् सेण्ड् करोमि चेत् बहवः दृष्ट्वा कामिडि वीडियो करोमि चेत् ते लैक् कृत्वा सा हसन्ति तेषां कृते अपि सन्तुष्टाः भवन्ति ते अपि सन्तोषं प्राप्य अन्येभ्य अपि शेर् कुर्वन्ति एवं कृत्वा मम गौरवं पुनः मम प्रसिद्धिः बहुषु गच्छति एवं करणेन मम धनम् अर्जनमपि भवति